हरिः ओम् अग्रजा आम् आम् नू नूतनम् अस्मि अहम् आमां मया किं किं कर्तव्यं तत्र फ़स्ट् अस्ति खलु भवताम् आ एड्रेस् किञ्चित् यत् किञ्चित् जानामि तावत् न जानामि आम् आम् आम् बे ब्रिगेट् रोड्

सेवन्त् मेन् रोड्

तन्ना बोबिमस्ति आम् आम्

आम् आम् आम्

सार्ध एकवादने

आं प्राप्तं प्राप्तम् इदानीमेव लब्धम्

आम् आम् जलव्यवस्थापि

आम् आमाम् वेजिटेबल् मम कृते आम् आम् आम्

आमाम् आम् आम् आमां हा आम् अग्रजा अहं बेङ्गलूर बेङ्गलूरप्रदेशे चेन्नहलि चेनलल्लि अस्ति खलु वेदविज्ञानशव संस्थानम् हा हा तत्रैव

आमामाम् अहं शक्नोमि शक्नोमि न न न प्रातः सार्धनववादने आगच्छामि रात्रौ सार्ध एकवादने गच्छामि सर्वं क्लोस् कृत्वा इदानीं तु चेन्नेलल्लीमध्ये वस वसन् वसामि आम् आम् श्वः आगच्छामि आं शुभरात्रिः